दिनपूर्त्तिः जलस्य आवश्यकता अस्ति इति मम गृहे जलसङ्ग्रहणटेङ्क् अस्ति अनन्तरं पातुं योग्यं जलं सर्वदा लभ्येत इति फिल्टर् अस्ति गमनागमनसमये यानादिषु उपयोक्तुम् शुद्धजलस्थापनकूपिकापि अस्ति टेङ्क् कृते जलं पूरयितुं विद्युत् जल उद्धरणयन्त्रम् अपि अस्ति कूपतः वापीतः विद्युत् जल उद्धरणयन्त्रद्वारा टेङ्क् कृते पूरयामः टेङ्क्तः अस्माकं गृहं प्रति जलमागच्छति अनन्तरं पातुम् उष्णजलमेव उपयोगं कुर्मः गृहसदस्याः केचन फिल्टर्कृतजलमपि उपयोगं कुर्वन्ति